अहं शिल्पशास्त्रे अनुभवस्तः इति पूर्णतया हृदयं स्पृष्ट्वा वक्तुम् अशक्नोमि एतावत्पर्यन्तम् अहम् अन्यैः साकम् एव गत्वा तत्र तत्र शिल्पादिके शिल्पकार्याणि कलाकालर्याणि कृतवान् आसं तता कलाविधाः बहुकालपर्यन्तं कार्यं कर्तुम् अत्र अवकाशं दत्तवन्तः बहुत्र गत्वा देवालये नाम मन्दिरे गृहनिर्माणावसरे तत्र वृन्धावनस्य समीपे बहुत्र अहं शिल्पकला कलाकार्यं कृतवान् तादृशः अनुभवः इतः परम् अन्यत्र अन्यस्मिन् कार्ये प्रायः न लभ्यते इति मम आशयः अस्ति अद अत एव वदामि शिल्पकलादिचातुर्यं यदि स्वतन्त्रतया ये कुर्वन्ति तेषाम् एव सौभाग्यम् इति अहं चिन्तयामि